मम मातृभाषा कन्नडं वर्तते तत्र कन्नडे मया पठितं पुस्तकं नाम चक्रेश्वरी इति तत् तारासु तैः लिखितं वर्तते तत्र कः विषयः नाम देव्याः आराधनं कथं कर्तव्यम् इति तस्यां कथायां तस्मिन् पुस्तके कथा वर्तते तत्र कश्चन अमुखी देव्याः आराधनं करोति तस्य परिणामं प्राप्नोति कथं भवति इति सः अनुभवति च तस्य पुस्तकस्य अनुवादः तेलुगुभाषायां कृतं वर्तते तत्र तत् सम्यक् न वर्तते मया पठितं तेलुगु अपि पठितुम् आगच्छति तत्र सम्यक्तया अनुवादं न लिखितवान् आसीत् किमर्थं नाम कन्नडे यता वर्तते तथा तत्र न वर्तते केचन विषयाः किं केचन विषयाः तत्र त्यक्ताः वर्तन्ते किमर्थं नाम तत्र सः देव्याः आराधनं कर्तुं यदा गच्छति तदा कश्चन प्रमुखः अंशः वर्तते सः अंशः तत्र तेलुगुभाषायाम् उल्लिखितः न विद्यते इति कृत्वा अनुवादः यः वर्तते तस्याः तस्याः कथायाः उपरि सः अनुवादः मया न इष्टः